आम् अहं ध्यानं प्राणायामञ्च करोमि यदा अहं जयपुर्नगरे केन्द्रीयसंस्कृतविश्वविद्यालये अध्ययनार्थम् आगतवान् तदा अहम् अत्र योगाचार्ये नियुक्ता गुरुः मृतवान् तदातः अद्य पर्यन्तम् अहं प्रातःकाले यथा समयेन योगाभ्यासः ध्यानं प्राणायामः च करोमि प्रारम्भिकवस्थायां तु बहुसमस्याः आगताः परम् अभ्यासकारेण इदानीं सर्वं सम्यक् जातं आम् अहं योगाभ्यासे महत्वपूर्णं स्थानं निर्वहामि अस्मिन् मासे निर्गत विंशतिदिनाङ्के एव अहं जयपुरयोगालीग् इति प्रतियोगितायां भागं गृहीतवान् तथा च उत्कृष्टप्रदर्शनकारणात् योगारत्नम् इति पुरस्कारम् अपि प्राप्तवान्